देवभाषा वेदभाषा च भवति संस्कृतं सम्यक् कृतम् इति संस्कृतम् इयं भाषा देव वाणी इति कथ्यते संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धि दोषादिरहिताभाषा संस्कृतभाषेति निगद्यते सर्वविधदोषन् श दोषां शून्यत्वादियं भाषा देवभाषा गीर्वाणी गिः इत्यादिभिः शब्दैः सम्बोध्यते अत्योन्नत भाषा प्राकृतभाषापवीप्राप्ता संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोतमसाहित्यसम्युक्तम् च अस्ति संस्कृतभाषाया उपयोगिता एतासां कारणात् वर्तते एतेषैव सा भाषा अस्ति यतः सर्वासां भारतीयानाम् आर्यभाषाणाम् उत् उत्पत्ति उत्पर्त्ति बभूवः सर्वासां सर्वासाम् उत तासां भाषाणाम् इयं जननी सर्वभाषाणां मूलरूपज्ञानाय एतस्य आवश्यकता भवति प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् सर्वे जनाः संस्कृतभाषायां भाषाम् एव वदन्ति स्म संस्कृतभाषायाम् एव विश्वसाहितस्य सर्वप्राचीनग्रन्थे चत्वारो वेदाः सन्ति एषां महत्वम् अद्यापि सर्वोपरि वर्तते वेदेषु मनुष्याणां कर्त्तव्याकर्त्तव्यस्य सम्यक्तया निर्धारणं वर्तते वेदानां व्याख्यायानि व्याख्यायानां भूता ब्राह्मणग्रन्थाः सन्ति ततन्त् तदनन्तरम् आद्यात्मविषये प्रतिपादिका उपनिषधः सन्ति संस्कृतभाषा एव भारतस्य प्राणभूता भाषा अस्ति एषैव समस्तं भारतवर्षेभ्य एकसूत्रै बध्नाति भारतीय गौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव सर्वव कर्त्तव्यः